नृत्यविषये मम परिसरे सनातननाट्यालयः इति ए एकः अस्ति अत्र तस्य कार्येण वयं नितरां मोदामहे कारणं तु नृत्यमाध्यमेन देशभक्तिप्रसारः परंपरायाः परिचयः इत्यादि कार्यक्रमान् कृत्वा ते गुणवत्तायाः उन्नयनार्थं महत्वपूर्णभूमिकायाः उत्तरवादिनः सन्ति तत्र ते प्रतिवर्षं तत्र पुण्यभूमिभारतः वा इत्यादि कार्यक्रमान् कृत्वा बहु सम्यक् भरतनाट्यस्य मुखेन परिवर्तनं कथं क्रियते इति ते उदाहरणं दत्तवन्तः स्म